आम् नमो नमः मम पुत्रः भवत्याः पार्श्वे अपि पठति भवति अपि सुदेशः सुदेशः वरखेडी महोदया मम पुत्रः सम्यकतया न गीतम् श्रावयति भवति सम्यकतया न पाठयति किन्तु मम पुत्रः सम्यकतया न गीतम् गायति भवति सम्यकतया न पाठयति पुत्रमपि सम् सम्यकतया भवती भवती भवति किमपि करोतु किन्तु मम मम मम पुत्रम् ताडयित्वा या चपेटीकाम् महोदया ताडयित्वा अपि पाठयतु पुत्रः सम्यक् तया न गीतम् गायति मम निवेदनम् अस्ति कि भवत्या सम्यक्तया पाठयतु आम् आम् महोदया यदि सम्यक् तया पाठयति मम पुत्र अपि सम्यक् एव सम्यकतया भाषयति अस्तु महोदय मम निवेदनम् अस्ति कि सम्यकतया पाठयतु आम् महोदया स्वदिवसे अहम् सुल्कमपि प्रेषयामि प्रेषयिष्यामि अस्तु धन्यवादः